मम प्रदेशः हिमाचलप्रदेशः तत्र विद्युत् व्यवस्था बहुसम्यक् तया प्रचलति परन्तु विभिन्न भिन्न भिन्न ऋतुषु तत्र काचिद् मध्ये मध्ये समस्या अपि आगच्छति यतोहि इदानीं वर्षा ऋतु प्रचलति मध्ये मध्ये झञ्जावाताः आगच्छन्ति अतिवृष्टिः अपि भवति तदा विद्युत् विच्छेदः अपि भवति विद्युत् विच्छेद कारणेन बहवः ब बहूनि कार्याणि न भवन्ति अतः यथा अध्ययन अध्यापनादि कार्यं भवति यथा बालकानां अध्यापनं भवति अन्येषां गृहकार्याणि यानि भवन्ति तत्र व्यवधानं दृश्यते अतः भिन्न भिन्न ऋतुषु तत्र यथाः ग्रीष्म ऋतु आगच्छति तदा अपि तत्र काचिद् उष्णता न्यूना भवति परन्तु तदापि विद्युत् विच्छेदः भवति तेन कारणेन अपि बहवः कार्यक्रमाः न भवन्ति तेषां कार्यक्रमेषु व्यवधानं भवति